तृतीयदिनाङ्कः मार्च् मासः सप्ताशीत्यधिक ऊनविंशतिः षोडषदिनाङ्कः मैमासः नवत्यधिक ऊनविंशतिः नवमदिनाङ्कः सितम्बर् मासः ऊनविंशत्यधिकद्विसहस्रम् पञ्चमदिनाङ्कः मैमासः अष्टोत्तरद्विसहस्रं डिसें त्रिंशत् दिनाङ्कः जून् मासः विंशत्यधिकद्विसहस्रम्